अवश्यम् अहं पर्यटकैः सह सम्भा भाषणं कर्तुं इच्छामि यतः तेन देशमाख्याति भाषणम् इति वयं वदामः अन्येन एवं सम्मुखीविद्यमानव्यक्तिः एवं वयं भाष्यणं कुर्मः सः कुतः आगतवान् तस्य कीदृशी संस्कृति अस्ति तस्य प्रान्तस्य किं वैशिष्ट्यम् अस्ति एतत् वयं ज्ञातुं शक्नुमः उदाहरणार्थम् अस्माकम् इदानीं वयं दर्शनार्थं वयं गच्छामः तिरुमलाक्षेत्रं प्रति तत्र पद्भ्यां गच्छामः नो चेत् बस्याने तत्र दर्शनसन्दर्भे लैन् मध्ये यदा वयं भवामः भिन्नभिन्नप्रदेशात् भक्ताः आगच्छन्ति तैः सह यदि वयं भाषणं कुर्मः तेषां प्रान्तस्य तेषां राज्यस्य किं वैशिष्ट्यं तद् अस्माभिः ज्ञायते यतः अस्माकं प्राचीनकालिक विधिः अपि आसीत् पर्यटकविधिः इति बौद्धशिक्षाव्यवस्थायां बौधभिक्षवः एवं पर्यटनं कुर्वन्तः पाठयन्ति स्म अतः तद् विधित्वेन तद् तैः अङ्गीक्रीयते यत्र यत्र गच्छन्ति स्म तत्र एकं उपविश्य ते बोधयन्ति स्म तत्र प्रान्तस्य वैशिष्ट्यं एवं ते जानन्ति पुनः तेषां एवं ज्ञानप्रचारः अपि एवं भवति स भवति स्म अतः पर्यटकैः सह यदि वयं सम्भाषणं कुर्मः तेन लाभद्वयं भवति अस्माकम् एवं भाषायाः विकासं भवति एवमेव बहून् विषयान् अपि वयं ज्ञातुं शक्नुमः अतः उच्यते खलु लोकमानो बहून् देशान् बहूज्ञो जायते नरः इति उच्यते तदनु एवम् अनेन लाभः भविष्यति